बौद्धिकदृष्ट्या बहुकष्टकरं पुस्तकं किम् इति वक्तुं न शक्नुमः तथापि शास्त्राणां ग्रन्थाः ये सन्ति तेषाम् अध्ययनं बहुकष्टकरम् एव यथा भट्टोजीदीक्षितस्य सिद्धान्तकौमुदीग्रन्थः अपि च न्यायशास्त्रे विशेषेण नवीनन्यायशास्त्रे अनुमानपरिच्छेदे यानि पुस्तकानि भवन्ति व्युत्पत्तिवादः शक्तिवादः अपि च पक्षता हेत्वाभाससामान्यनिरुक्तिः दिनकरीयं रामरुद्रीयं इत्यादयः ग्रन्थाः बहुक्लेशकराः सन्ति तेषाम् अध्ययने अहं सब्रह्मचारिभिः सह चर्चां कृतवान् अपि च अस्माकं गुरुभिस्सहापि चर्चां कृतवान्